नमो नमः रुवीनृत्यशाला वा प्रणामः महोदया मम नाम पल्लवी अहम् आगर्तलातः अस्मि अहं नृत्यपठनार्थं दूरवाणी कृतवती अस्मि मया श्रुतमस्ति भवती बहुसम्यक्तया पाठयति अत्र किं किं पाठ्यते अहं भरतनाट्यं पठितुमिच्छामि परन्तु भरतनाट्यं किमस्ति अहं न जानामि भवती कृपया मां सूचयतु ओ एवं वा अस्तु अहं तु इदं नैव जानामि स्म ओ अस्तु अहम् इदमेव नृत्यम् अध्येतुम् इच्छामि कति वर्षात्मकमिदं प्रशिक्षणकालः भवति कति कक्षाः भवन्ति आम् अस्तु तर्हि अहं श्वः आरभ्य आगमिष्यामि धनं कियत् भवति अस्तु अस्तु राम राम प्रणामः महोदया